अहं स्वपरिवार मित्रैस्सह प्रायेण प्राचीन आर्ष परंपरागत देवालये देवालयेषु गन्तुम् इच्छामि किमर्थं तत् स्थानं रोचते इति चेत् प्राचीनः देवालयः प्रायेण सर्वे नगरात् बहिः ग्रामेषु एव वर्तते तत्र प्रथमतः प्रशान्तरीत्या ग्रामः वर्तते मुख्यतः देवालये देव देवालये दर्शनं पुण्यशेखरणं प्रथमं उद्देशं न केवलं देवतादर्शनं परन्तु तत्र स्थित्वा तत्रैव स्थित्वा यदा कूपः भवेयुः यद्वा तडागाः भवेयुः यद्वा वना वनाः भवेयुः तत्र परो मुख्यतः शिल्पकला तेषां सर्वेषां तेषां सर्वं दृष्ट्वा मम मनसि मम कुटुम्बस्य मनसि च आह्लादं सर्वं आह्लादम् आह्लादं भवति तदरन्तरं तत्रैव स्थित्वा अस्माकं भारतदेशस्य महान् संप्रदायः यद्वा वेद संप्रदायं बव भवतु यद्वा शिल्पकला संप्रदायं भवतु यद्वा समाजार्थं तडागनिर्माणं निर्माण संप्रदायं भवतु तत्रैव त् तादृशं विषयं सर्वे चिन्तयित्वा तादृशं विषयं मनसि मन्थनं कृत्वा सर्वेषाम् प्रति वाख्यार्थमपि कृत्वा महान् सन्तोषः वयं सर्वे अनुभवामः